मया तावत् शु यजुर्वेदे शुक्लयजुर्वेदः कृष्णयजुर्वेदः इति विभागे कृष्णयजुर्वेदः अधीयमानः तत्र महानारायणोपनिषदि द्वेशीर्षे सप्तहस्तासो अस्य त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्यागुम् आविवेश इत्यात्मके मन्त्रभागे अग्नेः स्वरूपं निरूपणं कृतं वर्तते तस्य जिह्वाद्वयं शिरश्च द्वयम् एवं सप्तपादाः इत्यात्मकं दे देहविकारदर्शनेन अ अग्नेः स्वरूपं कथं भवति इति इ इति संक्षेपेण तत्र उक्तं वर्तते एवञ्च प्रत्येकं प्रत्येकस्मिन् वेदे तावत् एकः अधिदेवः इति भवति एवं यथा ऋग्वेदे हयग्रीवः इति इति

तेषां विषयकाः स्वरूपनिर्धारणमन्त्राः वा तन्निरूपकमन्त्राः वा तत्र तत्र वेदेषु पठिताः वर्तन्ते एवं रूपेण तत्र देवता नि न् निरूपणपुरस्सरं तेषां वेदपुरुषस्य वा नमस्कारं कुर्वन्ति इति श्लेषः